वस्त्रप्रक्षालनार्थं किञ्चिज्जलं स्थापयित्वा वस्रफेनकं स्थापयामि अनन्तरम्

अधः ताडयामि तदनन्तरम् वस्त्रं श वस्त्रम् निष्पीड्य जलं निष्कासयामि एतद्कर्तुं समये यदि ग्रीष्मकाले अस्ति चेत् बहिः स्थापयन्तः वा स्थापयामः यदि वर्षाकाले शीतकाले वर्षाकाले अस्ति चेत् अधः अन्तः स्थापयामः शोषणार्थं यदि शीतकाले अस्ति चेत् बहिः अपि स्थापयितुं शक्यते तदापि शोषणं भवति सूर्यरश्म्याम् अस्